योगः शारीरिकरूपात् अधिकम् इति वक्तुं शक्यते योगः कर्मसु को कौशल्म् इति भगवद्गीताकारैः श्रीकृष्णैः उक्तो विद्यते अतः योगमित्युक्ते किं या क्रिया शारीरिक तथा मानसिकस्वास्थ्यं जनयति स एव योगक्रिया इति वक्तुं शक्यते पतञ्जलिः महता प्रयासेन अष्टाङ्गयोगहृदयं लिखितवन्तः यत्र तत्र योगे यमनियमादिषु अष्ट अङ्गाः सन्ति तन्मुखेन योगसाधनं कर्तुं शक्यते इति उक्तवन्तः तत्र पुनः एतत् शारीरिकरूपात् अधिकम् इति किमर्थम् उच्यते चेत् योगः न केवलं शारीरिकं कर्म अपि तु मनोवाक्कायिकं कर्म योगस्य अष्टाङ्गे यमनियमादिषु वाक्शुद्धिर्विहिता आसनप्राणायामादिषु देहशुद्धिर्विहिता ध्यानधारणसमाधिषु मनश्शुद्धिर्विहिता एवं योगः त्रिकर्मशुद्ध्यर्थम् अतः एव शा योगः शारीरिकरूपात् अधिकम् इति वक्तुं शक्यते